मम प्रदेशे तु प्रसिद्धानि स्थानानि बहूनि सन्ति तानि तिरुपति विजयवाडकणकदुर्गामहालक्ष्मीदेवाळयं मङ्गलगिरिनरसिंहस्वामीदेवालयम् इत्यादि बहूनि प्रसिद्धानि देवालयानि वर्तन्ते तत्र बहु विशेषेण नित्यं पूजादिकं कुर्वन्ति एवञ्च मम प्रदेशे खाद्यानि वस्तूनि सर्वाणि उपलभ्यन्ते तेषु समीचीनतया प्रसिद्धतया उपलभ्यन्ते कानि नाम अन्नं पप्पु इति उच्यते सारा कूरा साम्बार् इत्यादि इत्यादि उपलभ्यते एवञ्च अस्माकं प्रदेशे प्रसिद्धतया कटु अत् अति अत्यधिकम् उपयोगङ्क्रियते सर्वेषु पदार्थेषु कटु इति उपयोगं कृत्वा एव पाकादिकं कुर्वन्ति पाकविशेषेण पाकः पाकविशेषेण बहूनि उपयोगं कुर्वन्ति यतः क्षीरान्नं चित्रान्नं पुलिहोग्रे इत्यादि प्रसिद्धानि सर्वाणि अस्माकं प्रदेशे एव प्रसिद्धाः एवञ्च दाबा होटल् इत्यादि प्रसिद्धस्थानेषु चपातिका इत्यादि समीचीनतया उपयोगः क्रियते एवञ्च श्रीवेङ्क श्रीबालाजी फ़ुट्कोर्ट् इत्यादि स्थानेषु प्रसिद्धतया सर्वाणि खाद्यवस्तूनि उपलभ्यन्ते तत्र क्षीरान्नम् इत्यादि बहु प्रसिद्धतया उपयोगः क्रियते एवञ्च गौतमि होटल्स् गौतम् ग्राण्ड् बालाजी फ़ुड् कोर्ट् राघवेन्द्र फ़ुड् सेन्टर् इत्यादिबहूनि तत्र भोजनं आलयानि सन्ति पुनः एवञ्च अनन्तः अनन्तानन्दभोजनालयः भोजनालयः इत्यपि तत्र वर्तते तत्रापि अविशेषेण सर्वाणि पाकानि तत्र कुर्वन्ति तत्र सर्वाः पाकविशेषाः तत्र उपलभ्यन्ते ए इत्थम् इत्थम् अस्माकं प्रदेशे स्थानानि खाद्यानि अपि च विशेषाः वर्तन्ते